पूर्वं मया दाण्डेलि इति स्कूबा डैविङ्ग् रिवर् राफ़्टिङ्ग् इति अनेकसहचराणि सन्ति तत्र गत्वा मया सः सर्वमपि कृतं तत्र अनुभवः समीचीनतया समीचीनतया आसीत् कुतः इति चेत् अस्माकं बन्धुवर्याः मम अनुजः मम भ्राता मम पिता मम मातुः एतैः मिलित्वा अस्माभिः गतम् अतः तत्र सर्वाणि सञ्चराणि कृत्वा तत्र हुब्बळि नगरात् प्रातः

उपस्थाय उपस्थाय तत्र अनेकसहचराणि कृत्वा क्रीडां क् मया अस्माभिः क्रीडितं भवति तत् तदा मध्याह्ने भोजनमपि तत्र एकस्मिन् रेजा़र्ट् मध्ये गत्वा तत्र भोजनं कृत्वा वयं सर्वेऽपि नदीं तर्हि तरति नदीं तारयित्वा अस्माभिः आगतम्